मम इष्टतमः सङ्गीतप्रकारः गज़ल् इति अस्ति तत्र संवेदनायाः आधिक्यं भवति पुनः ये सहृदयाः भवन्ति तेभ्यः रुचिकरं भवतीति मम कृते अपि अहमपि गज़ल् इति इच्छामि पुनः पूर्वं यदासीत् गज़ल् रोमेन्स् इति एव इति विषये एव आधारिताः भवन्ति स्म किन्तु वर्तमाने विषये वर्तमाने समये गज़ल् इत्यस्य विषयः अपि परिष्कृतः विस्तृतः अस्ति तत्र बहूनि आधुनिकानि विषयाः सन्ति तत्र गज़ल् इति लिख्यते तत्र निदाफ़ाज़ली अस्ति डाक्टर् बशीर् बद्रा अस्ति एवं पुनः राजेश् रेड्डि महोदयः अस्ति एतेषां गज़ल् अहं पठामि गायामि च पुनः गायकेषु जगजित् सिङ्घ अस्ति सः मम प्रियः अस्ति पुनः भिन्न गुलामलिमहोदयः अस्ति